भारते अथवा तव राज्ये अवश्यं गन्तव्यानि स्थानानि कानि किमर्थम् अत्र अस्माकं भारते तु बहूनि स्थलानि वर्तन्ते तत्र गन्तव्यानि स्थलानि बहूनि वर्तन्ते तेषु अस्य अहं वक्तुम् इच्छामि मम राज्ये अवश्यं गन्तव्यानि स्थानानि कानि इति मम राज्यस्य नाम कर्णाटकः इति अहं कर्नाटकराज्ये बगल्कोटे इति डिस्ट्रिक्ट् मध्ये एकः ग्रामः अस्ति तत्र अहं निवसामि कर्नाटकराज्ये बहूनि बहूनि स्थाननि बहूनि स्थानानि वर्तन्ते तेषु प्रमुखतया अत्र मैसूर् मध्ये राजानां पुरातनराजानां प्यालेस् इति वर्तते तदपि द्रष्टुं बहु सम्यक् अस्ति किमर्थम् इत्युक्ते तत्र तेषां सलकरणाः सामग्र्यः अनन्तरं बहूनि वस्तूनि तत्र बहूनि वस्तूनि तत्र वर्तन्ते द्रष्टुं बहु सम्यक् भवति भवन्ति तदर्थं प्यालेस् मध्ये इदानीमपि विदेशतः बहुजनाः बहवः जनाः अपि द्रष्टुम् आगच्छन्ति एतादृशः अनन्तरं कः कर्नाटकराज्ये यतो हि कर्नाटकराज्यं दक्षिणभारते दक्षिणभागे दक्षिणभागे वर्तते तदर्थं कर्नाटकस्य कश्चन कानिचन मण्डलानि वर्तन्ते नाम तत्र मण्डलस्य बार्डर् मध्ये समुद्रः अपि वर्तते अरबि समुद्रः इति वर्तते तत्र मुर्डेश्वरः मा मोडेश्वरः वा भवतु उडुपि भवतु उडुपि मध्ये मल्पे बीच् इति वर्तते अनन्तरं मङ्ळूर् मध्ये अपि बीच् भवति अनन्तरम् एते एतादृशाः बीच् बीच् बहवः सन्ति अनन्तरं कर्नाटकराज्ये पर्वताः बहवः सन्ति पर्वताः नाम तत्र ट्रेक्किङ्ग् इति बहवः ज ट्र्क्किङ्ग् ट्रेक्किङ्ग् करणार्थं बहवः जनाः अपि आगच्छन्ति नाम पर्वताः तेषु अपि प्रसिद्धाः वर्तन्ते मुळ्ळय्यनगिरि पर्वतः नर्सिम्हपर्वतः नन्दीपर्वतः बेङ्ग्ळूर् मध्ये वर्तते एतादृशाः बहवः वर्तन्ते अनन्तरम् एतादृशानि प्रेक्षणीयस्थलानि बहूनि वर्तन्ते अनन्तरं देवालयाः अपि प्रसिद्धाः सन्ति एतादृशाः बहवः सन्ति